भारतीयदर्शनेषु आधुनिककाले प्रस्तुतस्य कस्य दर्शनस्य अधिकं वर्तते इति तव अभिप्रायः किमर्थं भारतीयदर्शनेषु इत्युक्ते दर्शनानि षड् वर्तन्ते साङ्ख्यदर्शनं योगदर्शनम् अनन्तरं साङ्ख्यदर्शनं योगदर्शनम् स्मरणं मम स्मृतिपथे तु नास्ति ततः न सन्ति परं भारतीय दर्शने आधुनिककाले तु पातञ्जलयोगदर्शनम् अधिकतया वर्तते यतो हि योगक्षेत्रे भारतदेशः एव न विदेशीजनाःअपि योगक्षेत्रे अग्रिमेव स्तरे सन्ति योगमाध्यमेनैव अस्माकम् योगसिद्धिं स्वचित्तनिरोधतां साधयितुं शक्नुमः इति तदर्थम् अस्माकं शरीरनियन्त्रणार्थमपि योगः आवश्यकमेव आ पातञ्जलयोगदर्शनस्य प्रामुख्यता प्रामुख्यता अस्मिन्काले अधिकतया अधिकतया दृश्यते